कहना रेस्टोरेण्ट् खलु पूर्वं दश निमेषात् प्राक् मम एकम् अत्र आर्डर् कृतं मिष्ठान्नकविषये परञ्च इदानीं काफ़ीपेयस्य अपि आवश्यकता वर्तते तर्हि प्रार्थना अस्ति यत् भवन्तः काफ़ीपेयस्य योजनं कृत्वा एव मम पार्श्वे प्रेषयन्तु इति